नमस्ते मया अमेज़ान् द्वारा यू पि यस् यन्त्रं क्रीतमासीत् परन्तु तस्मिन् विषये मम तृप्तिर्नास्ति समाधानं नास्ति वस्तुतः अस्माकं ग्रामे विद्युतः अभावः बहुधा भवति तेन पीडितः अहं मम कार्याणि तया समस्यया तया पीडया स्थगितानि भवन्ति इति हेतोः यू पि यस् क्रेतव्यमिति चिन्तितं तदनुगूणतया क्रीतञ्च परन्तु अनेन यू पि यस् यन्तेण मम किमपि प्रयोजनं नाभवत् तत्र तद्यन्त्रम् उर्जस्वलं भवतु इति मम धीः परन्तु अन्य अन्यानि यू पि यस् यन्त्राणि गण्टात्रयं यावत् यत्र कार्यं करोति इदं यू पि यस् यन्त्रं मया यत् क्रीतं तद्यन्त्रम् एकां गण्टां यावदेव कार्यं करोति तत्र किं कारणमिति न जाने अत्र का समस्या वर्तते इति द्रष्टुम् अहं न शक्नोमि एतेन क्रीतेन यन्त्रेण ममापि किमपि प्रयोजनं नास्ति तत् सा समस्या परिह्रीयताम् अचिरादेव आगत्य